गतकूजागिरिपूर्णिमायाम् संस्कृतभारतीयनागपुरमहानगरपक्षतः हिन्दीसंस्कृतानुवादगीतानाम् एकः प्रयोगः अभवत् तत्र अहम् एकं गीतं गातुम् उत्सुका आसम् किन्तु मनसि भयम् आसीत् अहं सम्यक्तया गातुं शक्नोमि वा न कम्पनं नास्ति किन्तु किञ्चित् किञ्चित् तत्र भीतिः तु आसीदेव यदा अहं प्रत्यक्षं मञ्चे गीतं गातुं तत्र उपस्थिता अभवम्

मनसि लेशमात्रापि भीतिः नासीत् अहं सम्यक्तया गीतं गीतवती एषः मम प्रथमः अवसरः आसीत् किन्तु अधुना अहं गीतं गातुं पुनः इच्छामि गृहे तु अहम् एवमेव गायामि एव किन्तु मञ्चे तु एषः मम प्रथमः अवसरः एव प्रयोगः एव आसीत् यदि पुनः अवसरं प्राप्नोमि तर्हि सिद्धतां कृत्वा सम्यक् सिद्धतां कृत्वा अहं गीतं गातुम् इच्छामि संस्कृतं गीतम् एव गातुम् इच्छामि